वस्तुतः मम विद्यालयः तु ग्रामेवासीत् तत्रत्त्यः बहु समीचीनम् असमीचीनं नाम बहु बहु किमपि अस्ति समीचीनं सैड् वयं वच् पश्यामः चेत् तत्र ये शिक्षकाः सन्ति ते छात्रान् नाम स्वपुत्रः पुत्री वा अस्ति इति विचिन्त्य एव पाठयन्ति एवं च तत्र असमीचीनं नाम परिवर्तनीयं सैड् वयं पश्यामः चेत् तत्र अनुशासनस्य किञ्चित् न्यूनता अस्ति नाम समयपरिपालनस्य किञ्चित् न्यूनता अस्ति नाम यदा यदि विद्यालयस्य विद्यालयः दशवादने प्रारम्भः भवति तर्हि शिक्षकाः कदाचित् दशाधिकदशवादने आगच्छन्ति कदाचित् सार्धदशवादनेपि आगच्छन्ति तो एतस्य परिवर्तनम् अपेक्ष्यते इत्येव